अस्माकं प्रदेशे रोटिका बहु प्रसिद्धा वर्तते सा रोटिका अस्माभिः अस्माभिः एव क्रियते तद् गृहेषु एव उपलभ्यते इदानीं

बहु वेगेन अग्रे गच्छत् अस्ति तत् तस्मात् अस्माकं यद् उत्तरकर्णाटकप्रदेशे क्रियते रोटिका सा रोटिका इदानीं बेङ्गळूरुप्रदेशे अपि क्रियमाणा तदपि उत्तरकर्नाटकीयजनः जनः अत्र आगत्य तत् करोति सः आपणमपि स्थापितवान् अस्ति तत्र तद् उपलभ्यते तथा च अस्माकं यः ग्रामः अस्ति तत्रापि आपणेषु रोटिका उपलभ्यते इदानीं कालपरिवर्तनात् तत्र रोटिकाः आपणेषु उपलभ्यन्ते एवं रोटिका बहु महत्त्वं भजते तस्य खादनात् अस्माकं शरीरं दा दार्ढ्यमपि वर्धते अतः रोटिका प्रसिद्धा वर्तते ये अस्माकं ग्रामम् आगच्छन्ति अन्यान्यप्रदेशीयजनाः ते यदा आगच्छन्ति वयं तेषां कृते इदं खादयितुं यच्छामः इदं खादित्वा ते अवश्यं तद् बहु सम्यक् इति तथा च सम्यक् वदन्ति तथा सम्यक् इति वदन्ति तथा च तस्य निर्माणं कथं कथं तद् कर्तुं शक्यते इत्यादिकम् अस्मान् पृष्ट्वा स्वगृहं गत्वा तत् कृत्वा कुर्वन्ति कृत्वा खादन्ति तथा च अन्येभ्यः अपि वदन्ति एवं रोटिका बहु महत्त्वं भजते इदम् अस्माकं ग्रामस्य विशेषखाद्यं भवन्तः यदा आगच्छन्ति तदा इदं खादितुं शक्नुवन्ति